अस्माकं क्षेत्रे भूमिक्रयणे विक्रयणे वा जनानां सम्मुखे ये न्यायविषयाः समस्याः भवन्ति ताः एतादृशं यथा अस्माकं क्षेत्रे यदा भूमिक्रयणं कर्तुमिच्छति तदा सर्वप्रथमं लेखपालेन सह सम्पर्कः कर्तव्यः तदनन्तरं ये अभिवक्तारः भवन्ति तैः सह सम्पर्कः साधनीयः तदनन्तरं या भूमिविक्रेता वर्तते तेन सह न्यायाल न्यायालये गन्तव्यं भवति साक्षीजनाः अपि सार्धं नीत्वा एव गन्तव्यं तत्र यः विक्रिते विक्रेता भवति तस्मै भूमिकृते धनं दत्वा तस्य भूमिं स्वनाम इति करणीयं भवति तदनन्तरं तस्य भूमेः स्वामी भवान् भवितुमर्हति यतोहि यावत् पर्यन्तं एताः प्रक्रियाः न सम् सम्पद्यन्ते तावत् पर्यन्तं तस्य भूमिः भवतः भवान् न स्वीकर्तुमर्हतीति इत्येव समस्याः भूमिविक्रयणे क्रयणे वा जनानां सम्मुखे समस्याः भवन्तीति